अस्माकं प्रदेशे गणेशचतुर्थीपर्वः अति विजृम्बतया आचर्यते बालाः सर्वे वीथ्यां गणेशविग्रहं स्थापयित्वा तत्र अलङ्कारिदिकं कृत्वा कानिचन दृश्याणि अपि तत्र द्रष्टुं शक्यते कथम् इत्युक्ते होलीपर्वः तथा वा किञ्चित् गणेशजननम् इत्यादिकं तथा अलङ्कारं कृत्वा ते सर्वे प्रतिमां स्थापयित्वा सर्वे मिलित्वा पूजयन्ति नैवेद्यादिकं समर्पयन्ती गृहं गृहम् आगत्य ते सर्वे तदर्थं दनसङ्ग्रहं पूर्वमेव कुर्वन्ति एव तदनन्तरं गणेशपर्वे यावत् विजृम्बतया ते सर्वे मिलित्वा आचरणं कृत्वा अन्ते सर्वे मिलित्वा तत् विसर्जनं कुर्वन्ति तत् द्रष्टुं बहु सुन्दरं भवति